मया यदा भवती आदौ दृष्टा तदा त्वं बीजरूपेण आसीः भवतीं स्वीकृत्य मृदुभूमौ जलं संस्थाप्य पुनः भवत्याः वप् वपनं कृतवती पुनः प्रतिदिनं प्रातः सायं च मया भवत्याः सेचनं कृतं यदा तव अङ्कुरात् प्रथमपत्रम् आगतं तदानीं कियत् सन्तोषः मयि आसीत् इति ज्ञायते वा तत् वक्तुम् अपि अशक्यम् एव पुनः दिनं दिनं प्रति मया भवत्याः पोषणार्थं बहूनि कार्याणि कृतानि त्वमपि मन्दं मन्दं वृधिद वृद्धिं प्राप्तवती ग्रीष्मकाले उष्णकिरणस्य आतपः भवत्यां न पतेत् तथा शोषता न आगच्छेत् इति मत्वा प्रतिदिनं वारत्रयं भवत्यां जलं सिञ्चितवती आसम् कालान्तरे यदा भवत्यां पुष्पाङ्कुरम् आगतं तदानीं मया चिन्तितं यत् भवती अपि अधुना अम्बा जाता इति अधुना पश्यतु कियन्ति पुष्पाणि भवत्या प्रसूतानि इति तासु काचन यदा भूमौ पतितं तदा भवत्याः कियत् दुःखम् अनुभूतं तथापि नूतनपुष्पाणां प्रसवित्रीरूपेण त्वं राज् राराजते